इदानीन्तनकाले छात्रः जनाः तु योगः नाम शारीरव्यायामस्य एव प्रकाराः इति अवगच्छन्ति परं शास्त्रे वयं पश्यामः चेत् योगस्य नैकाः परिभाषाः नैकैः आचार्यैः गुरुभिः प्रतिपादिताः तर्हि स्वयं पतञ्जलिमुनिभिः योगश्चित्तवृत्तिनिरोधः इति परिभाषा कृता एवं च श्रीमद्भगवद्गीतायां यदि वयं पश्यामश्चेत् तत्रापि योगस्य तिस्रः परिभाषाः भगवता योगेश्वरेण श्रीकृष्णेन प्रतिपादिताः सन्ति समत्वं योग उच्यते योगः कर्मसु कौशलं एवं च नाम इदानीन्तनकाले यथा जनाः केवलं यो यो योगासनानि एव योगः इति जानन्ति परं शास्त्रेषु योगस्य स्वरूपं तथा नास्ति नाम योगस्य अष्टाङ्गानि शास्त्रे प्रतिपादेतानि सन्ति यमः यमनियमासनानि प्राणायामप्रत्याहारधारणाध्यानसमाधयः इति तर्हि एतानि अङ्गानि मिलित्वा योगः भवति परन्तु इदानीन्तनकाले जनेषु या भ्रामककल्पना अस्ति सा कल्पना तु नाम ये यो योगाचार्याः सन्ति तैः एव सा कल्पना दूरीकर्तव्या इति मम चिन्तनमस्ति